मया कस्यचिदपि महतः अथवा प्रसिद्धस्य गायकस्य गायनं साक्षात् श्रुतं नास्ति तदा तदा समीपे उपलभ्यमानानां गायकानां गायनगोष्ठीः गत्वा शृणोमि किन्तु ते न तावत् प्रसिद्धाः गायकाः स्मर्तुं योग्यं योग्या गायनगोष्ठी नाम बेङ्गलूरुनगरे रामनवमी प्रयुक्तं जाता काचित् गायनगोष्ठी कस्मिन् कस्मिन्श्चित् विद्यालये आयोजिता आसीत् तत्र बहवः युवगायकाः स्व स्वप्रतिभां प्रदर्शितवन्तः सः अनुभवः बहु आनन्ददायकः आसीत् कस्य गायनं साक्षात् श्रोतुम् इच्छा अस्ति इति पृष्टे मम प्रियाः गायकाः सर्वे इदानीं स्वर्गस्थाः सन्ति राहुल् वेल्लाल् इति कश्चन बालगायकः सद्यकाले मम अतीवप्रियः अतः तस्य गायनम् अहं साक्षात् श्रोतुम् इच्छामि